अहम् एकम् नूतनं एर् कण्डीशनर् स्वीकृतवान् घर्मकाले अपेक्षा भवत्येव किन्तु इदं बहु दुष्टं वर्तते एकं प्रकोष्ठं शीतलं कर्तुम् एकघण्टां स्वीकरोति बहु शब्दमपि करोति मम तु अतीवशिरोवेदना आगता अहम् इदं वस्तुतः प्रत्यक् प्रत्यर्पयितुम् एव इच्छामि